मनसोल् मनसोल्लासार्थं मम प्रदेशे बहवः व्यवस्था बह्व्यः व्यवस्थाः सन्ति तत्र प्रथमम् उक्तव्यं चेत् अहं काञ्चीपुरे वस वसामि तत्र मनसः उल्लासार्थं तु तत्र बहूनि मन्दिराणि वर्तन्ते काञ्चीपुरे मन्दिरस्य न्यूनता एव नास्ति ततः अस्माकं प्रदेशे बहुचलचित्रमन्दिरं वर्तते एवं क्रीडाङ्गनं वर्तते सर्वत्र सर्वव्यवस्थाः अपि सन्ति तत्र प्रथमं वक्तव्यं चेत् चल मन्दिराणां विषये मन्दिराणां विषये काञ्चि कामाक्षीमन्दिरं वर्तते एकाम्रनाथेश्वरमन्दिरं वर्तते वरदराजस्वामीमन्दिरं वर्तते एवं शंकरमठं वर्तते कुमारकोष्ठस्वामी मठ् मन्दिरं वर्तते उलग अलान्दपेर्माल् कोविल् इति अत्र वामनदेवस्य मन्दिरं वर्तते एतादृशमन्दिराणि बहूनि अत्र व्यवस्थापितानि सन्ति एवं मनोरञ्जकार्थं चलचित्रमन्दिराणि अपि सन्ति चलचित्रमन्दिरे तु बहु आहत्य दशचलचित्रमन्दिराणि अस्माकं प्रदशे वर्तते वर्तन्ते एवं क्रीडाङ्गणमपि अस्ति तत्र बालाः क्रीडन्ति बहुकार्यं कुर्वन्ति एवं सम समाजिकसेवार्थम् अपि क्रीडाङ्गणम् उपयोग्य् उपजुज्यते एवं सर्वं अस्माकं सर्वत्र शुल्कः देयः इति न मन्दिरेषु केषुचि केषुचित् स्थलेषु शुल्कं गत्वा आगन्तुं शक्नुमः चलचित्रमन्दिरेषु तु शुल्कम् अवश्यं देयम् एव क्रीडाङ्गणेषु शुल्कं न अपक्षते